किदृशं कार्यानं इच्छति भवती भवती सम्यक् स्थाने दूरवाणीं कृतवतीति अहं चिन्तयामि यद् अस्माकं सविधे तु बहूनि कार्यानि सन्ति यत्र नाम चत्वारः जनाः सम्यग्रित्या उपविश्य यत्र कुत्रापि गन्तुम् इच्छन्ति अर्हन्ति तर्हि भवत्याः नाम बजेट् नाम इत्यत्र मूल्यं कियद् अस्ति नाम तथा यदि एकवारं वदति चेत् तथा वयम् विकल्पान् दद्मः दशलक्षं वा तर्हि कथमस्ति नाम अस्माकं सविधे तु टाटा इत्यस्य टियागो एलेक्ट्रिक्स् अस्ति एव तत्र तस्य बेस् मोडल् सार्धाष्टलक्षतः आरभ्य स सार्धेकादशलक्षं यावत् भवति परन्तु तत्र अपि बेस् मोडल् नाम एकवारं चार्ज् क्रियते तद् यानं चेत् सार्धेकशतं किलोमिटर् यावत् गच्छति परन्तु यथा दशलक्षं वा सार्धदशलक्षं तथा ब भवति क्रेष्यति चेत् किलोमिटर् रेञ्ज् अस्ति खलु तद् अपि वर्धते अस्माकं सविधे अ तदेव टाटा टियागो इति नूतनम् आगतमस्ति पुनः नूतनम् एव गत सप्ताहे एव टाटा पञ्च ईसि इति लोञ्च जातम् अस्ति हा परन्तु तस्य बेस् मोडल् एव सार्धदशलक्षतः आरभ्य अग्रे अस्ति तत्र बहूनि साधनानि ह एवम् एतत्तु टाटा इत्यस्य एव शोरूम् अस्ति अन्यानि कार्यानानि अत्र न उपलभ्यन्ते आ चिन्ता नास्ति लोन् तु नाम यथा भवत्यः सिविल् अस्ति तदनुगुणम् अस्माभिः क्रियते एवं व्यवस्था तु अस्ति अस्तु अस्तु स्वागतम्